वदतु भोः अहं सुमनः महोदयः अहं किमपि चौर्यं न कृतवान् एकः मनुष्यः आसीत् सः मम नामं तत्र स्त्थापितवान् एकः आसीत् कोपि न जाने महोयद सः मम उपरि क्रुद्धः सः मम उपरि क्रुद्धः आसीत् तथा च ते सः तद् दुष्टकार्यं कृतवान् नास्ति महोदय सः मिथ्या वदनस्ति सः किमपि किमपि आनयित्वा प्रूफ़् इति स्थापितवान् भवान् किं तत् सर्वं तदेव इति चिन्तयति वा भवन्तः हा भवानेव भवानेव अस्तु अस्तु वदतु महोदयः तथा तु नास्ति किमपि मम पार्श्वे नास्ति महोदय सः किमपि आनीत्वा तत् दुष्टकार्यं कृतवान् तत् विषये अहं किं करोमि तथा च कथमहं सर्वे जनाः दूर्ताः अहम् अहम् आत्म अहम् आत्म आत्मविश्वासेन वदन् अस्मि अहं न कृतवानेव यदि चौर्यं करोमि चेत् तत् यत् चौर्यं कृतवन् तत् मम पार्श्वे भवति खिल नास्ति खिल इदानीं मम पार्श्वे यत् यत् चौर्यं जातं अहं न प्रेषितवान् अहं न प्रेषितवान् अहं न करोमि एव अहं न कृतवान् चेत् न करोमि एव ह्म् न भोः इदानीम् अहं वदामि सः यत् अहं न कृतवान् नास्ति महोदयः अहं करोमि चेत् तथा भ सः किमपि किमपि वदति चेत् मम किं मम विषये भवान् नाम् तत् अस्तु अस्तु अस्तु अस्तु धन्यवादः